हरिः ओम् हलो चालकः अहं बहुवारं भवन्तम् आहूतवान् इत्युक्ते मम या यात्रा अस्ति तत् मम यानं नष्टं भवति इदानीं भवान् न आगच्छति बहुवारमहम् आहूतवान् खलु इदानीं मम यात्रा स्थगिता भवति एवं म् भवान् इतःपरं न आगन्तव्यं मम धनमपि नष्टं भवति अस्तु